अन्तर्जालद्वारा वस्तुविक्रयणस्य विषये अहम् एवं वक्तुमिच्छामि यत् एतत् बहु बहु उत्तमं कार्यमस्ति वस्तुतः अन्तर्जालद्वारा यः आपणिकः अस्ति तस्य प्रचारः तस्य विष् तत्र तस्य प्रसारः सर्वत्र भवति पू यः यत्र यत्र इच्छति तत्र तस्य प्रसारः भवति यत्किमपि सः निर्मापयति अथवा विक्रेतुम् इच्छति कुत्रचिदपि सः विक्रेतुं शक्नोति पुनः ये क्रेतारः सन्ति ते अपि साक्षात् निर्मा निर्मातुः वस्तूनि क्रेतुं शक्नुवन्ति वा कुत्रचित् भारतस्य कश्चित् अपि प्रान्ते किमपि विशिष्टं तत्र मिलति तदपि ते साक्षात् तत्र क्रेतुं शक्नुवन्ति इति आप अन्तर्जालद्वारा एव तत्र स सक्षतं सक्षममस्ति तत्र वर्तमान विपनस्य परिदृश्यम् एवम् इदानीं परिवर्तितम् अस्ति वयं यथा पश्यामः इदानीम् एकः आपणिकः पूर्णस्य भारतस्य ये क्रेतारः सन्ति तै तान् कनेक्टेड् अस्ति इति पुनः ये क्रेतारः सन्ति तेऽपि यत् इच्छानुगुणं पुनः न्यूनातिन्यूनधनेन वस्तुं क्रेतुं शक्नुवन्ति तत्र कदाचित् एवं दोषाः अपि प्राप्यन्ते तत्र बाधा अपि श्रूयन्ते यत् फ़्रोड् प्रायशः केचन जनाः कुर्वन्ति तत्र धनम् दीयते किन्तु तदनुगुणं वस्तु न प्राप्यते वा समयेन वस्तुप्रापणं न भवति चेत् तत्र कं स्वीकुर्मः कुतः धनं यत् धनं गतं तत् पुनः पुनः प्राप्तं करणीयमिति एवं सम्यक् सिस्टम् स्थापितं भवति चेत् तत्र इतोऽपि विशिष्टं स् आपणिकं व्यापारं च परिवर्तितं शक्यते